भारते एतावता अनके वणिजः उद्यमपतिनः नेतारः तन्त्रज्ञानिनः शिक्षकाः मनोरञ्जनकार्यकर्तारः पुण्यकर्तारः सञ्चारव्यवस्थादिषु कार्यं कृत्वा देशस्य गतिं परिवर्तितवन्तः सन्ति इति त तेषु एकः वर्तते अन्यतमः नरेन्द्रमोदीमहोदयः यश्च इदानीं प्रस्तुतस्य भारतस्य प्रधानमन्त्रीरूपेण वर् वर्तते किमर्थम् अयं मम कृते अत्यन्तं प्रभावीकार्यकर्ता भाति इति चेत् बाल्यं तावत् अनेन यापितम् एकस्मिन् लघु ग्रामे यस्य अस्य च गृहे महान् क्लेशः पिता चायस्य आपणं चालयति स्म तादृशक्लेशैः अयं स्वात्मानं उद् उद्धार्य अन्यत्र शा राष्ट्रीयस्वयंसेवकसङ्घस्य सहायबलेन मा बहु द् किं धर्मकार्यं कार्यं कृतवान् तथैव च भारतीयजनतापक्षस्य अयम् एकः किं अत्यन्तम् उत्कृष्टः नेता मया लक्षिता मम मदीयजीवने अर्थात् अस्य कार्यप्रणालिः अथवा अस्य बुद्धिमत्ता शासनक्षमता इत्यादयाः ये गुणाः सन्ति ते मया अन्येषु न ल नैव लक्षिताः सन्ति अस्य अनेन प्राग् यदा अस्य विषये एलेक्शन् आसीत् तत्काले यानि वचनानि दत्तानि तानि सर्वाणि अपि पालितानि सन्ति धर्मः धार्मिकक्षेत्रेषु अस्य अनेन कृतां प्रगतिः वस्तुतः श्लाघनीया वर्तते यथा अयोध्याराममन्दिरम् अस्य कारणादेव इदानीं भारतस्य किं या आराध्यदेवता इत्येव वक्तुं शक्नुमः सः इदानीं स्व गृहं प्राप्तं प्राप्तः वर्तते सः एव श्रीरामः इति कृत्वा एतादृशः नेता मया इष्यते